अहं तु मध्यमवयसि अस्मि अत्र ज्येष्ठाः युवानश्च भिन्नं विषयम् अपेक्षन्ते द्वयम् अपि भिन्नं जगत् अस्ति सत्यं परन्तु ये यद् इच्छन्ति तद् अनुगुणम् वयं दास्यामः येन तत्र किमपि असमन्वयं नैब भवति जेष्ठाः यं विषयम् अपेक्षन्ते तान् तं विषयं प्रयच्छन्ति अपि च युवानः यं विषयं अपेक्षन्ते तान् अपि तं विषयं प्रयच्छन्ति येन कापि समस्या न भवति